अस्माकं भारतदेशस्य इतिहासः गौरवशाली एवं वैभवशाली अस्ति तथा च विश्वस्य कृते गर्वस्य स्य कारणमपि अस्ति किमर्थमित्युक्ते एतादृशी प्राचीनसभ्यता अधुनापर्यन्तं चलन्ती आसीत् तथा च भारतदेशस्य यद् सिन्धुः हाटि सभ्यता वर्तते तद् स्मि सम्यक् तस्य समकालीनमस्ति मिश्र असुर रोम इत्यादिषु बहुषु यस्समुदायः इति सम्प्रदायः अस्ति अथवा सभ्यता अस्ति तेषां स् समकालीना भारतस्य सभ्यता इदानीं पर्यन्तं गच्छन्ती अस्ति तथा च विश्वस्य कृते वयं यद् इतिहासः वर्तते तद् गौरवशाली एवं प्रेरणादायकः अस्ति यदा कदापि भारतदेशस्य तद् परकीयानाम् अन्ते अधीनमागतं तथापि भारतदेशस्य सभ्यता कदापि न जनानां हृदयतः बहिः न गता तथा च जनाः सर्वदा संस्कृतिः एवं सभ्यता सह तत् तेषां यत् बन्धनमस्ति तत् त कदापि तस्य हा त्यागं न कृतवान् इति कारणादेव भारतदेशस्य यद् सभ्यता अस्ति तद् पुनः पुनः जागृति कृत्वा तद् जनानां कृते एकं नूतनप्रेरणा जागृ जागरणं कुर्वन्ति तथा च विश्वस्य कृते अपि एतद् सा एतद् सामाजिकबन्धनम् एवं वसुदेवकुटुम्बकं यद् स्त्रोत्रमस्ति तस्य अनुकरणं करोति इति कारणादेव भारतदेशस्य यत् इतिहासः अस्ति तद् गौरव उत्पादं करोति तथा च भारतदेशस्य ग्रामहेतुः बहुषु जनाः तेषां बलिदानं दत्तवान् यदा सुभाष् नेताजि सुभाष् चन्द्रबोस् अथवा भगत्सिङ्ग् राज्गुरु सुख्देव् लाला लाज्पत् राय् इत्यादिषु बहुषु क्रान्तिकारी तेषां जीवनं व्यापनं कृतवान् भारतदेशस्य स्वातन्त्र्यं कृते एवं परकीयानां हस्ते यद् स्वातन्त्र्यं गतं तस्य तद्

इति कारणादेव अहं तु प्राधान्यतया स् नेताजि सुभाष् चन्द्रबोस् भगत् सिङ्ग् इत्यादिषु बहुषु यत् यत् क्रान्तिकारी अस्ति तेषां कृते नमनं करोति हा यः तेषां जीवनकारणात् तेषां बलिदानकारणात् एव अहं इदानीम् एतद् यद् वाक्यमस्ति त वक्तुं शक्नोमि